मम क्षेत्रे सर्वत्र स्टेम् न अनुसरन्ति यत्र अनुसरन्ति तत्र अधिकधनम् आपेक्षते अहं श्रुतवान् यत् बाल्यादारभ्यः स्टेम् आधारिकृत्य पाठनम् उन्नतस्तरे उपयोगाय भवति इति परन्तु अत्रत्याः शिक्षकाः पाठने क्लेशम् अनुभवन्तः सन्ति कुत्रापि मार्गसूच्यः सन्ति चेत् तेषां कृते पाठने अपि उपयोगाय भवति